एकं पुस्तकं पठितुं सामान्यतः अहम् एकघण्टा यदि समयः अधिकं नास्ति चेत् किञ्चित् समयः अस्ति यद्वा रुचिकरं पुस्तकम् अस्ति चेत् तर्हि घण्टाद्वयात्मकं स्वीकरिष्यामि एकवारम् उपविशामि चेत् तथा भवति पुस्तकं समापितुम् कदाचित् मासत्रयम् अथवा चतुष्टयं भविष्यति अनन्तरं पठनार्थं मासिकं साप्ताहिकम् इति लक्ष्यं न स्थापयामि मम पठनरुचिः समयानुसारं समापयामि